आसक्तिः प्रेरणया एव भवति सत्यं छायाचित्रनम् अनुवर्तयितुं मम प्रेरणा का इत्युक्ते यदि वयं चित्रीकरण्यार्थं चित्रं चित्रं कर्तुम् अस्माकं मनसि यदा आगता तर्हि चित्रीकरणमपि आवश्यकमपि इति चिन्तितं यतोहि इदानीन्तु इदानीन्तु डिजिटल् भविष्यति दूरवाणी एव मोबैल् इति यत् कथ्यते तेन एव सर्वमपि स्वीकर्तुं शक्यते तत्रैव याप् अपि लभ्यन्ते तत्र एडिटिङ्ग् इत्यादिकं कर्तुम् अत्र आसक्तिः स्वाभाविकतया भवति अतः प्रेरणा अतीव आवश्यकी सत्यं यतोहि चित्रकरणम् एव चित्रं चित्रयितुं यदि मनसि भावना आगता पूर्वे एव तत् मम अस्माकं एकाग्रताम् अभिवर्द्धयति यदि चित्री चित्रकरणम् अर्थात् चित्रम् एवं अयं चित्रं चित्रयामः तत्र अस्माकं एकाग्रता अभिवृद्धिः भवति अतः सा एव प्रेरणा कथम् एकाग्रता स्थापनीया इति चेत् चित्रं चित्रयेयं चित्रं चित्रं करणीयं अनन्तरं छायाचित्रनं भवति